अहं टुथ्पेस्ट् स्वीकृतवान् तत्र मम बहु सकारात्मक अनुभवः स् प्राप्तः मम टूथ्पेस्ट् मध्ये औषधीयगुणाः सन्ति पुनः मधुरसुगन्धः आगच्छति पुन तेनाहं तत्र संलग्नः भवामि पुनः तत्र दन्तधावनसमये अपि स्पष्टरूपेण दोषानां मार्जनं भवति दन्ताः धवलाः द्योतिताश्च भवन्ति